एतत् नगरम् इति कारणेन अत्र समीपे तादृशः कला श् शिल्पभाण्डारः सर्वम् अत्र नास्ति यदि स्वीकरणीयं चेत् अत्र कुम्भकोणम् इत्यादिकं स्थानं गच्छामः चेत् तत्र भवति तत्र उत्तमशिल्पम् एतद् सर्वं भवति अनन्तरम् अत्र चन्नैसमीपे अपि अ अस्ति महाबलिपुरम् इति स्थानम् तत्र गच्छामः चेत् बहुनि वस्तूनि सर्वं शिल्पवस्तूनि सर्वं क्रेतुं शक्यते

पाकशालायां विद्यमानवस्तूनि अत् अ अपि एतद् शिलारूपेण तवा तादृशं सर्वं लभते एव